हरि ओम् अहम् आनन्दः गिरिनगर्तः विद्यार्थिभवनात् मसालादोसा याः कृते याचिकां स्थापितवान् आसन् किन्तु यः प्रापणकर्तुः आगतवान् सः प्रथमं तु बहु विलम्बेन आगतवान् पुनः कारणं पृष्ठे सति कुपितः सन् दुर्वचनप्रयोगं कृतवान् एतत् भवत्सदृशसंस्थायाः कृते हानिरेव अतः कृपया अस्मिन् विषये अवधानं यच्छन्तु इति निवेदये